संस्कृतस्य विशेषाः के अस्मिन् काले तेषां किं प्रयोजनम् संस्कृतं तु अत्यन्तम् आवश्यकं साम्प्रति कारणं साम्प्रतिककाले वयं बहुत्र पश्यामः सम्पूर्णदेशे सम्पूर्णविश्वे अपि वयं पश्यामः विविधता इति किमर्थम् इत्युक्ते इदानीं वयं भारतीयाः अस्माकं देशे विविधाः भाषाः विविधाः जातयः बहवः तादृशः सन्ति परन्तु इदानीं चिन्तयतु मम मातृभाषा बङ्ग इति अस्ति अहं बङ्गभाषया सम्भाषणं करोमि चेत् एषः तु

भेदाः भवन्ति जातिभेदाः भाषाभेदाः इत्तादयः अस्मासु भवन्ति परन्तु कोपि संस्कृतं वदति चेत् सः कुतः कस्मात् राज्यात् इति प्रश्नः भवति चेत् यः संस्कृतं वदति सः भारतीयः इति भावना अस्मासु आगच्छति अतः सम्प्रति एकता निमित्तं मेलबन्धनार्थं संस्कृतम् अत्यन्तम् आवश्यकम् इति अस्ति द्वितीयम् अस्माकं गृहजनाः सन्ति गृहे लघुलघुबालाः भवन्ति वयम् इच्छामः बालानां कृते अपि अस्माकं भारतीयसंस्काराः भवेत् बाल्ये अपि अतः वयं किं कुर्मः तान् रामायणं पाठयामः भारतीयसंस्कारयुक्तं विषयान् वदामः गीतां पाठयामः इत्यादि वयं कुर्मः संस्कारः तु संस्कृते एव अस्ति इदानीम् मम गृहे मम पुत्रः अस्ति मम पुत्रः विद्यालयं गच्छति विद्यालये भिन्नवातावरणं भवति गृहे भिन्नवातावरणं भवति विद्यालये आङ्ग्लमाध्यमेन विद्यालये पठति चेत् तत्र गत्वा पाश्चात्यसंस्कारः तस्मिन् आगच्छति परन्तु अहं तु इच्छामि मम पुत्रे पुत्रः यः अस्ति तस्मिन् तु भारतीयसंस्कारः भवेत् इति अतः भारतीयसंस्कारयुक्तबालान् वयं कारयितुम् इच्छामः चेत् संस्कृतम् अत्यन्तम् अनिवार्यम् अतः लघुबालानां कृते अपि साम्प्रतिककाले संस्कृतं पाठनीयम् इति मम चिन्तनम् इति अस्ति अपि च वयम् पश्यामः सर्वत्र औषधापणाः अपि भवन्ति औषधापणाः अर्थात् सर्वेषु गृहेषु अपि औषधम् आवश्यकं भवति कारणं किं कारणम् अस्माकं शरीरे बहवः समस्याः भवन्ति इति कारणेन औषधम् आवश्यम् इति भवति परन्तु औषधं वयं कीदृशं स्वीकुर्मः अलोपतिक् औषधं स्वीकुर्मः इत्यादि औषधं स्वीकुर्मः तस्मात् सैड् एफ़ेक्ट् अपि बहु अस्माकं शरीरे भवति परन्तु संस्कृतं पठित्वा आयुर्वेदिकौषधं वयं स्वीकुर्मः चेत् अस्माकं या समस्या भवति समस्यायाः निवारणं तु मूलतः समस्यायाः निवारणं भवति अतः संस्कृतं पठामः चेत् स्वास्थ्यनिमित्तमपि संस्कृतस्य आवश्यकता अस्ति इति मम चिन्तनम् केवलं तावत् एव न एकः कश्चन श्लोकः भवति जानाति विविधाः भाषाः जानाति विविधाः कलाः आत्मानं नैव जानाति यो न जानाति संस्कृतम् इति शास्त्रे कश्चन श्लोकः अस्ति यत् मनुष्यः तु विविधाः भाषाः जानन्ति मनुष्यः विविधाः कलाः अपि जानन्ति परन्तु आत्मज्ञानं तावत् पर्यन्तं न जानाति न ज्ञास्यन्ति यावत् पर्यन्तं सः संस्कृतं न पठिष्यति अतः आत्मज्ञाननिमित्तम् आत्मानं ज्ञातव्यं चेत् संस्कृतम् अतः साम्प्रतिककाले अत्यन्तम् आवश्यकम् इति अस्ति अतः संस्कृतं पठामः चेत् संस्कृतमाध्यमेन केवलम् अस्माकं न विश्वकल्याणनिमित्तं संस्कृतम् आवश्यकम् इति अस्ति वसुधैव कुटुम्बकं वयं साम्प्रतिककाले जी ट्वेन्टि इति कार्यक्रमे दृष्टवन्तः वसुधैव कुटुम्बकम् इति तेषां ध्येयवाक्यम् इति आसीत् अतः संस्कृतमाध्यमेन केवलं भारतस्य न अपि च विश्वस्यापि मेलबन्धनार्थं विश्वस्य कल्याणनिमित्तं संस्कृतं साम्प्रतिककाले अत्यन्तम् आवश्यकम् इति अस्ति धन्यवादः नमस्कारः